हरिः ओम् हरिः ओम् हरिः ओम् आमाम् आम् न न भवती उपहारगृहे किम् हा वदतु वदतु वदतु अति तु अहं विभिन्न विभिन्न प्रकारेण किञ्चित् मधुरमपि निर्मितवती तत्र कथं कथम् आ न न न तत्र मधुरे किम् अभवत् इति भवती वदतु सम्यक् नास्ति वा भवती न न भवती रुचिं दृष्टवती किल तत्र किमपि दोष्ं दृष्टवती वा अथवा सम्यक् अभवत् वा आहो कृतवती इति कृतं कृतवतीति पृच्छति वा अस्तु वदिष्यामि वदिष्यामि न न न अहं न आ अस्तु अस्तु अस्तु अस्तु मया कतं कृतम् इति वदिष्यामि भवती किं चिन्तयति सम्यक् अस्ति वा नास्ति वा इति मधुरस्य आ सम्यक् आसीत् किल अस्तु अस्तु धन्यवादः तत्र अस्तु अस्तु अहं वदिष्यामि कथं करणीयमिति वदिष्यामि अस्तु एक परिमितम् एकम् एकपरिमितं तण्डुलः स्वीकर्तव्यः पुनश्च तत्र सपाद एकचषकं भवती तण्डुलं स्वीकरोति चेत् अत्र सपादपरिमितं सपादपरिमितं माषपूपः स्वीकर्तव्यः अस्तु वा द्वयमपि द्वयमपि सम्यक् प्रक्षाल्य जले निमज्य घण्टात्रयं यावत् स्थापनीयम् एवमेव अस्तु वा न न घण्टात्रयं यदा कदापि घण्टात्रयं स्थापयतु जले स्थापयतु अनन्तरम् अनन्तरं भवती स्वीकृत्य किञ्चित् मिश्रकमस्ति चेत् तत्र संस्थाप्य प्रथमम् एकं किञ्चित् जलं किञ्चित् किञ्चिदेव सिक्त्वा भवती मिश्रणं कर्तव्यम् अस्तु वा बहु न न एवं नास्ति पूर्वम् एकचषकपरिमितं जलम् एकमात्रेण न स्थापितव्यम् किञ्चित् निधानेन प्रथमं सपादचषकं परिमितं जलं स्थापयतु मिश्रके स्थापयतु अनन्तरं किञ्चित् पश्यतु तत्र सम्यक् अभवत् वा पिष्टं सम्यक् अभवत् वा अथवा इतोपि करणीयं वा इति पश्यतु अथवा जलम् अपेक्षितं वा इति पश्यतु घटं पश्यतु कीदृशमस्ति इति आवश्यकं चेत् आवश्यक अनुसारेण भवती जलं समयानुसारं संस्थाप्य मिश्रणे स्थाप्यते चेत् सम्यक् पिष्टं प्राप्नोति अनन्तरं तत् पिष्टं किं करणीयम् श्रृण्वन्ती अस्ति वा हा अस्तु अस्तु अस्तु तत्र पिष्टं तदेव तदेव पिष्टं कृतवती किल तत् पिष्टमेव किञ्चित् बाष्पस्थालिकायां स्थापनीयं बाष्पस्थालिकायां कथम् इड्लिका यद् करोति तत्र नास्ति भवती किञ्चित् एतद् ह्म् आमामाम् कदलीपत्रं प्राप्यते किल कदलीपत्रम् हा कदलीपत्रे किञ्चित् किञ्चित् खण्डशः कर्तयित्वा तत्र लेपनीयम् एकं चमसम् आम् आं चमसं वा अथवा एतद् स्वीकृत्य चमसपरिमितम् एतद् पिष्टं स्वीकृत्य तत्र लेपनीयम् अनन्तरं तत्र एतद् नारिकेलस्य अनन्तरं गुढस्य मिश्रणं मिश्रणं सम्यक् कृत्वा तत्र किञ्चित् एलक्की इत्यादिकं मिश्रणं कृत्वा तन्मध्ये स्थापनीयं संस्थाप्य भवती पिहितं करोतु कदलीपत्रस्य पिहितं कृत्वा यथाप्रकारम् इड्लिका पात्रम् इड्लिकापात्रे वा अथवा बाष्पस्थालिकायां वा निमेषत्रयं तत्र स्थापयित्वा स्वीकरोति चेत् भवत्याः मधुरं स्वीकर्तुं सिद्धं भवति मधुरं सिद्धं भवति ह्म् न न न तदेव तदेव पिष्टं तदेव पिष्टम् इड्लिकायाः पात्रे तत्र लक्षितं भवति किल तत्र न स्थापयतु परन्तु तदेव पात्रे भवति एतद् रीत्या स्थापयतु कदलीपत्रे प्रथमं पिष्टं लेपयतु अनन्तरं पूर्णं तत्र स्थापयतु यद् मधुरं कृतवती नारिकेलस्य गुडस्य मिश्रणं यद् कृतवती तद् संस्थाप्य एवं पिहितं कृत्वा बाष्पस्थालिकायां वा अथवा इड्लिकायाः इड्लिकापात्रे वा स्थापयति चेत् निमेषत्रये मधुरं सिद्धं भवति खादितुम् पुनः वदतु भगिनि पतञ्जलिः वदतु हरिः ओं वद वदतु वदतु ह्म् ह्म् ह्म् हा यत्किमपि गुडं यत्किमपि आमामां यत्किमपि गुडं वा भवतु तद् आमामाम् आं स्थापयितुं शक्नोति इतोपि अधिकं किञ्चित् स्थापयतु न्यूनमस्ति चेत् एकचमसम् अधिकं स्थापयतु तावदेव आम् आम् आमाम् न तावदेव भवत्याः रुचि अनुसारमेव किल तत्सर्वम् आं गृहे किञ्चित् मधुरम् अधिकं खादन्ति चेत् अधिकं स्थापयतु अस्तु अस्तु अस्तु अस्तु राम् राम्